भारते बहुविधराज्यानि वर्तन्ते तेषु तेषु राज्येषु तेषां राज्यानुगुणम् अनेकानि पर्वाणि आच् आचर्यन्ते तत्र मुख्यतया गणेशचतुर्थी दीपावलिः पुनश्च नवरात्रिः या केरळं स्वीक्रियते चेत् तत्र ओणमिति आचर्यन्ते पुनश्च मकरसङ्क्रान्तिः इत्येवं रीत्या बहुविधानि पर्वाणि मुख्यत्वेन स्वीकु स्वीक्रियन्ते गणेशचतुर्थीं स्वीकुर्मश्चेत् तत् भाद्रपदमासस्य चतुर्थ्याम् आचर्यते गणेशचतुर्थी तत्र गण गणेशस्य स्थापनं कृत्वा पूजादिकं क्रियते बहु रमणीयत्वेन तत् पर्व समाप्यते पुनश्च दीपावलिः अपि बहु वै वैडूर्येण आचर्यते मुख्यतया तत्र बलेन्द्रस्य स्थापनं भवति अन्ते बलिपाड्यमिः इति आचर्यते तद्दिने तस्य विसर्जनमपि भवति पुनश्च केरळराज्ये ओणमिति बहु विजृम्भणेन आचर्यते तत्र तदेव अतिमुख्यत्वेन आचर्यते पुनश्च युगादिः अपि तत् केषुचित् राज्येषु आचर्यते तदपि बहूनां कृते नूतनवर्षमिति आचर्यते यथा प्रकृतेः अपि नूतनः नूतनः वर्षः प्रकृतिः अपि नूतनं वर्षमाचरति तद्वदेव जनाः अपि नूतनमर्षमिति आचरणम् आचरणं कुर्वन्ति पुनश्च गणेशचतुर्थी महाराष्ट्रे पुनश्च कर्नाटके अति मुख्यतया आचर्यते नवरात्रिः अपि नवसु रात्रिषु बहु वैढूर्येण पूजादिकं क्रियते इत्येवं रीत्या आचर्यन्ते